भारतीय भाषासु सर्वास्वपि सांस्कृ सांस्कृतिक दृष्टया प्रभावः दृश्यते न केवलं संस्कृतविषये अन्यभाषास्वपि तथा अस्ति संस्कृतभाषायाम् अपि तादृशसंदर्भः दृश्यते यद्यपि तत्र संस्कृतिभेदेन कवीशु कविषु अपि तादृशभेदः दृश्यते तेषां वर्णनसन्दर्भे ते स्व सांस्कृतिकप्रभावद्वारा कदाचित् काव्यरचनां कुर्वन्ति तदा संस्कृतभाषायाः उपरि अपि तादृश सांस्कृतिकप्रभावः दृश्यते अद्य विद्यमानकवीषु कविषु तथा भाति एवञ्च नूतनः ये कवयः वर्तन्ते ते तत्तत्प्रान्तीयसंस्कृति संस्कृतिज्ञाः भवन्ति तद्वारा तादृशसांस्कृतिकज्ञानं स्वीकृत्य ते काव्यनिर्माणं कुर्वन्ति चेत् तत्र प्रभावः भवत्येव तत् संस्कृतभाषायाः उपरि अपि भवति न केवलं भाषा दृष्ट्या सांस्कृतिकदृष्टा अपि कदाचित् संस्कृतज्ञाः अन्य भाषाविदः यथा व्यवहारं कुर्वन्ति तथा एव कुर्युः अतः संस्कृतभाषायाः उपरि अन्यभाषा सांस्कृतिकप्रभावः क्वचित् वर्तते इत्येव भाति तथा द्रष्टव्यं चेत् संस्कृतभाषायाः प्रभावः अन्यभाषासु बहुधा दृश्यते